भगवद्गीतायाः विषये कथयितुं स्थाने वयं प्रसन्नाः भविष्यामः यत् भगवद्गीता अत्यन्तं महत्त्वपूर्णं हिन्दूशास्त्रम् अस्ति यत् महाभारतस्य महाकाव्यस्य एकः अद्वितीयः भागः अस्ति गीतायाम् एवं भगवान् श्रीकृष्णः अर्जुनाय जीवनस्य महत्त्वपूर्णप्रश्नानां समाधानं दत्वा कर्तव्यं कर्तुं प्रेरयति अनेन माध्यमेन भगवान् श्रीकृष्णेन जीवनस्य अनित्यतायाः मध्ये सत्यस्य निस्वार्थस्य च महत्त्वं व्याख्यातम् अस्ति अयं ग्रन्थः भारतीयदर्शनस्य आध्यात्मस्य च महत्त्वपूर्णं स्रोतः अस्ति भगवद्गीतायाः महत्त्वं व्यापकम् अस्ति जीवनस्य विविधपक्षेषु गम्भीरं चिन्तनं सत्यमार्गम् अनुसरणं च अस्मान् प्रेरयति तस्य सन्देशेषु ध्यानं दत्वा दैनन्दिनजीवनशैल्यां कार्यान्वितं वयं तस्य जीवने प्रयोक्तुं प्रयत्नं कर्तुं शक्नुमः यथा सत्यं निस्वार्थकर्मसमर्पणं संयमः आत्मसमर्पणं च एतानि मूल्यानि स्वीकृत्य वयं स्वजीवनस्य गुणवत्तां सुखं च वर्धयितुं शक्नुमः